मम प्रान्ते वैद्यकीयव्यवस्था सम्यक् एव वर्तते बहूनि आधुनिकवैद्यशालाः सन्ति तत्र निपुणाः वैद्याः अपि सन्ति आधुनिकशारीरक परीक्षा कृते परिकराणि अपि सन्ति सर्वम् उपलभ्यन्ते एका एव समम्या इत्युक्ते तत्र मूल्यं बहु अधिकम् अधिकम् अस्ति कुत् कुत्र कस्य आर् केषु केषां समीपे इन्शुरेन्स् भवति तत्र चिन्ता चिन्ता किमपि न आवश्यकं सौलभ्यं सम्यक् सन्ति एतद् बहुनि सार्वजनिकवैद्यशालाः अपि सन्ति तत्र निर्धनजनाः तत्र गन्तुमपि शक्यते